मम शिरसि प्रथमं काष्टं टु थाौसण्ड् यैटि फ़ै तमे वर्षे जन्वरी मासे फ़ोर्टि दिनाङ्के आसीत् डिसेम्बर् टुवेल् टु थौसण्ड् ट्वेण्टि फ़ैव् अत्र मम प्रक्षेपणं प्रक्षेपणं दत्तासम् अस्ति टु थौसण्ड् ट्वेण्टि ओन् तमस्य वर्षस्य अक्टोबर् मासस्य ट्वेण्टि सिक्स् दिनाङ्के मम अद्यतनं प्राप्तं तत्परं टु थौसण्ड् ट्वेण्टि तमस्य तमस्य वर्षस्य फ़ेब्रुवरी मासस्य ट्वेण्टि फ़ोर् दिनाङ्के मम प्रथम विश्वप्रतियोगिता आरब्धाः एतत् परं टु थौसण्ड् ट्वेण्टि वन् तमस्य वर्षस्य आगस्त् मासस्य त्रि दिनाङ्के मम प्रियसमर्थकैः सह मेलनस्य अवसरः प्राप्तः एतत् मम फ़ैव् डेट्स् भवति